अहं मम जीवने बहुपाठं शक्नुवन्ति अहं मम जीवने बहु अनुभवं कृतवती वयं सर्वे जीवने बहुपाठं कृतवन्तः वयं प्रतिदिनं जीवनपाठं कृतवन्तः जीवने अनुभवः एकः मुक्यविषयः अस्ति वयं सर्वे जीवनानुभवेन उत्तमरीत्या जीवितुम् अर्हन्ति वयं सर्वे जीवने सुखं कष्टं च अनुभवन्तः एतस्याः सहायेन वयम् उत्तमरीत्या जीवितुम् अर्हन्ति इति मम अभिप्रायः एतत् अहं अद्य शक्नुम् अर्हन्ति इति